अहं पादकोशं स्वीकृतवान् आसीत् यदि इतः यदा उपयोगं करोमि इदानीं तु बहु कष्टकरम् अनुभवन् अस्मि अहम् यदा धरामि किञ्चित् समयानन्तरम् एव बहु स्वेदः आगच्छति बहु कष्टकरं वर्तते यदा गच्छामि क्रीडामि वृष्टिकालेपि यदा धरामि सर्वदापि कष्टकरम् एव अतः न क्रीणन्तु आपणतः पादकोशम् इति